आं मम गृहे बाशकपत्रम् इति औषधीयवृक्षं वर्धयाम्यहम्

बृहदाकारविशिष्टः नास्ति परन्तु तस्य वृक्षस्य औपकार्यम् अधिकं वर्तते बाषकबृक्षस्य पत्रस्य निर्जाषसेवने वक्षदेशस्थितायाः श्लेष्मायाः सरलीकरणं जायते गृहौषधानाञ्ज्ञानं जनेषु वर्धयितुं तेषाम् एतद् विषये वक्तव्यं परन्तु इदानीन्तने युगे बहूनि औषधानि सन्ति तेषां ग्रहणेन झटित्येव रोगस्य निवारणं भवति